स्विगी तः अहं भोजनं किञ्चिद् आर्डर कृतवती तत्तु अद्य शनिवासरः अस्ति खलु तर्हि शनिवासरे अहं प्रातः दशवादन आर्डर दत्तवती किंचिद् दूरे अस्ति अगरताला नगरे नगरस्य किंचिद् बहिः अस्ति रेशम्बगान् सविधे किन्तु अहं किं दृष्टवती ते तु समये एव आनीतवन्तः अनन्तरम् अद्य इति मन्ये ट्राफिक् ज़ेम् अपि नासीत् रोड् मध्ये एतदर्थं तत्तु स्विगि बाय् झटिति एव तत् आर्डर स्वीकृत्य आनीतवन्तः अनन्तरम् अहं किं वदामि भोजनं तु सम्यक् अस्ति इति तेषां किमपि योगदानं नास्ति किन्तु स्विगी डेलिवरी बाय् यः आगतः तस्य व्यवहारम् अपि समि बहुसमीचिनम् अस्ति अनन्तरं स्विगी कम्पनी मध्ये यदि एवं प्रकारेण जनाः कार्यं कुर्वन्ति ते झटिति एव आगत्य तेषां डेलिवरी अस्माकं कृते प्रदास्यन्ति चेत् तर्हि अहं वक्तुं शक्नोमि स्विगी डेलिवरी सर्विस् बहुसम्यक्तया कार्यं करोति